भारते अनेक् अनेकाः नृत्यशैल्यः सन्ति तत्र भरतनाट्यं मोहिनि अट्टं कूचुपुडि कथक्कळि मोहिनि अट्टम् इत्यादि अनेकाः नृत्य नृत्यशैल्यः सन्ति तत्र भरतनाट्ये भरतमुनिविरचितनाट्यशास्त्रम् इदम् इति कृत्वा अस्याः नृत्यशैल्याः नाम भरतनाट्यम् इति कथ्यते तत्र वयं शान्तलायाः नाम श्रुण्मः इत्युक्तौ शान्तलायाः नाम भरतनाट्यनृत्यशैल्याः विषये अत्यन्तं जेगीयते तत्र सा तमिळुनाडुप्रदेशीया इति जनश्रुतिः अपि च सुधाचन्द्रन् इति महाभागायाः नाम अपि अत्यन्तं श्रूयते भरतनाट्यविषये तस्याः पादौ यद्यपि अपघातकाले गतौ अथापि सा भरतनाट्यविषये अस्याः नृत्यशैल्याः विषये अनितरसाधारणं कृतवती वर्तते इत्येवं भरतना भारतस्य प्रसिद्धाः प्रसिद्धेषु नृत्यशैलिषु अन्यतमा भरतनाट्यशैली